मम प्रदेशः मध्यप्रदेशः मध्यप्रदेशः भारतस्य हृदयप्रदेशः अत्र विशेषतः ज्योतिर्लिङ्गेषु उज्जयिनी इति स्थानं एवम् उच्यते श्मशानमूसरं क्षेत्रं पीठं तु वनमेव च पञ्चैकत्र न लभ्यन्ते महाकालवनादृते ये उज्जयनिं आगच्छन्ति ते भगवतः महाकालस्य दर्शनं कुर्वन्ति शिप्रावातः प्रियतमिव प्रार्थना चाटुकारः इति कालिदासोक्तिं शिप्रायां स्नात्वा सम्यक् अवगच्छन्ति न केवलम् एतावदेव कविकुलगुरोः कालिदासस्य विद्यास्थानम् उज्जयिनी एवमेव उज्जयिनीतः प्रायः सपाद एकशतं किलोमीटर् तावत् दूरम् ओङ्कारेश्वरं इति नर्मदायाः तीरे अत् अत्यन्तं रम्यं दर्शनीयं प्राकृतिकसौन्दर्यपरिपूर्णं स्थलं वर्तते तत्र भगवतः ओङ्कारेश्वरस्य दर्शनं कर्तुं शक्यते तत्र नर्मदायाः यत् सौन्दर्यम् अस्ति अत्यन्तं नयनाभिरामं भवति अपि च नर्मदायाः सौन्दर्यविषये यदा वयं चर्चां कुर्मः तदा जावालीपुरसमीपे भेडाघट्टजलप्रपातः इत्यपि अस्ति तत्र विशेषतः शरदि ऋतौ शरत्पूर्णिमायां रात्रौ नद्याः तीरे स्थिता स्थिताः शिलाखण्डाः धवलवर्णीयाः कौमुद्यां स्नात्वा इतोऽपि धावल्यं रचयन्ति तेन पर्यटकाः विशेषतः प्रभाविताः भवन्ति